अस्माकं प्रदेशे क्रिकेट् वालीबाल् ब्याट्मिन्टन् तिस्रः क्रीडाः प्रचाल्यमानाः आधिक्येन प्रचाल्यमानाः भवन्ति यथा बाल्यकाले अहं क्रिकेट् क्रीडितवान् पुनः वालिबाल् चेस्सपि चतुरङ्गक्रीडा अपि क्रीडितवान् अधिकतया क्यारम् इन्ट्रेस्ट् भवति स्म इन्डोर् स्टेडि इन्डोर् गेम्स्मध्ये किन्तु बाह्यप्रदेशेषु बाह्य प्रदेशेषु क्या ब्याट्मिन्टन् वालिबाल् क्रीडा इति उब भूभागे तदा आनुकूल्यं भवति सम्मर् वेकेशन्मध्ये सर्वदा क्रीडामि स्म तत्र अधिकवृष्टिः न भवति इति कारणतः सामान्यतया सम्मर् वे सम्मर्मध्ये तत्र आनुकूल्यम् अधिकतया भवति सर्वे तत्र क्रीडा स्पर्धिनः क्रीडां कर्तुं बहवः आगच्छन्ति तत्र हैद्राबादनगरे बहवः इत्युक्ते श्टेडियम्स् सन्ति तत्र इन्डोर् श्टे यदि क्रि क्रि क्रिकेट् क्ष् क् श्टेडियम् सन्ति बहवः तत्र युनिवर्सिटिमध्ये बहवः क्रीडितुं सन्डे प्रतिदिनम् आगतं सन्डे प्रतिवारम् आगच्छन्ति तत्र क्रीडां कर्तुं पुनः अहं युनिवर्सिटिमध्ये यथा पठामि स्म तथा छात्राणाम् उद्बोधनाय अस्माकम् एका गोष्ठी आसीत् कार्यशालापि आसीत् क्रीडा स्पर् क्रीडानिमित्तं तन्निमित्तम् अहमपि पार्टिस्पेशन् कृतवान् तत्र